प्राचीनभारते बहवः राजानः आसन् तत्र महाभारतकाले रामयणकाले च मान्धाता नहुष अम्बरीष सगर राम दशरथ इक्ष्वाकु भरत एते बहवः राजानः आसन् तत्र अद्य कलियुगे तावत् अस्माकं भारते महाराणाप्रतापः एवं कवयनाडुजयसिंहः एवं शिवाजिमहाराजः एवं बहवः भवन्ति तत्र मम शिवाजिराज्ञः या कथा सा बहु रोचकं भाति नाम सः हैन्दवीसाम्राज्यस्थापनार्थं बहूनि युद्धानि तेन कृतानि तत्र च सः तस्य विशिष्टबुद्ध्या विशिष्टयोजनया च बहून् वीरान् स्वगणे निवेश्य हैन्दवीसाम्राज्यं विस्तृतवान् तुरुष्कराजान् धिक्कृत्य तान्यक्कृत्य हैन्दवीराज्यं नाम स्वराज्यं स्थापितवानिति तद्बहुरोचकं भाति